हरिः ओम् अत्र अत्र अत्र तु अस्माकं प्रदेशे खोखो कबडि इति विशेषाः क्रीडाः सन्ति लगोरि लगोरी अपि यदि महिलाः फ़्री टैं भवति महिलानां फ़्री टैं भवति तदा महिलाः एकं गणं कृत्वा यत्र कुत्रापि क्रीडाङ्गणे वा गृहस्य समीपे यत्र किञ्चित् स्थानं भवति चेत् तत्र गत्वा क्रीडन्ति लगोरि इत्युक्ते बहु सम्यक् क्रीडा इत्युक्ते देहस्य कृते व्यायामं व्यायामम् अत् अपि भवति पुनः सर्वं फ़िज़िकल् एक्ससैस् इति वदन्ति किल तत् सर्वं भविष्यति तत्र गणद्वयं भवति एकस्मिन् गणे पञ्चाधिकजनाः भवितुमर्हन्ति अन्येकस्मिन् गणे अपि समानम् जनाः भविष्यन्ति शिलाखण्डान् स्थापयामः एकाम् कन्दुकं स्वीकुर्मः एकस्य उपरि एकस्य उपरि शिलाखण्डान् स्थापयामः कन्दुकं स्वीकृत्य वयं ताडयामः तादृश्यः क्रीडाः अत्र बहु क्रीडन्ति महिलाः पुनः तस्य विषये यदा कदापि समयः भवति यद् प्रातःकाले वा भवतु सायङ्काले वा भवतु तादृश्यः क्रीडाः बहु सम्यक् प्रचलन्ति पुनः क्रिकेट् अपि क्रीडन्ति यदि महिलाः एव भवन्ति चेत् पुरुषाः अपि क्रीडन्ति महिलाः अपि क्रीडन्ति तादृश्यः क्रीडाः बहु सम्यक् प्रचलन्ति वोलिबाल् अपि भवति तादृशाः क्रीडाः बहु सम्यक् क्रिकेट् अपि सामान्यतः बहु विशेषतया अहम् अपि क्रिकेट् क्रीडां बहु इच्छामि बहु सम्यक् भविष्यति तत्र अस्माकं धावनमपि भविष्यति फ़िज़िकल् एक्ससैस् इति वदामः किल सर्वं भविष्यति तत्र पुनः तस्य विषये महिलाः बहु सम्यक् क्रीडन्ति यदि क्रीडामः महिलानां कृतेपि बहु सम्यक् फ़िज़िकल् एक्ससैस् भविष्यति गृहे एव कार्यं कार्यं कार्यं यदि क्रीडामः अस्माकं मनः अपि किञ्चित् रिलेक्स्ड् भवति बहु सम्यक् भव् भविष्यति अतः वयं सम्यक् क्रीडामः सम्यक् क्रीडयिष्यामः इति वदामि बहु सम्यक् तावदेव अहं क्रीडितुं शक्नोमि क्रिकेट् तु अधिकतया अधिकतया क्रिकेट् बहु इच्छामि बेट्मिट्टन् क्रीडा अपि बहु सम्यक् भविष्यति तदपि महिलाः वा भवन्तु बालिकाः भवन्तु तद् अत्र बहु क्रीडन्ति यदि सायङ्काले यदि आतपः इत्युक्ते आतपकाले तु बहु रात्रौ अपि दशवादने तादृशाः बहवः जनाः क्रीडन्ति तद् बहु सम्यक् बेट्मिण्टन्विषये तदपि चत्वारः अपि क्रीडितुं शक्नुवन्ति द्वे अपि क्रीडितुं शक्नुवन्ति तदपि एकं नेट् बन्धयित्वा मध्ये तत्र एकः भवति अथवा द्वे भवति उभयपार्श्वौ अपि एकः वा द्वे स्थित्वा बहु सम्यक् क्रीडितुं शक्नुमः